भारतीयसमाजे जननीरूपेण संस्कृतम् एव अस्ति संस्कृतं तु अस्माकं जनन्या एव सर्वेषु भाषासु जननी किन्तु राष्ट्रियभाषायं संस्कृतस्य प्रभावाः इति प्रश्ने तु अस्माकं हिन्दी एव प्रथमतया आगच्छति मूलरूपेण समस् हिन्दी एव संस्कृतात् देव नागरी लिप्याम् एव आगतम् तत्तु समश् देवनागरीलिपिमध्ये यद् अस्ति तद् एव हिन्दीभाषायां हिन्दीभाषायं लिप् लिपिः तद् एव अस्ति

इतोऽपि हिन्दीभाषायां कानिचन शब्दाः वर्तते बहवः शब्दाः वर्तन्ते तेषु मध्ये हिन्दीभाषायां वदामि चेत् संस्कृतं तत् बहूनिकषाः भवन्ति यथा कर कर् हिन्दीभासायां कर् इत्युक्ते करोति इति संस्कृतभासायं भवति करोतु हिन्दीभाषायां पुनः लेना लेना किन्तु संस्कृतभाषायां नयतु इति हिन्दीभाषायां भोजोन् संस्कृतभासायां भोजनम् इति हिन्दीभाषायां बाहर् हिन्दीभाषायां बाहर् संस्कृतभाषायां बहिः इति हिन्दीभाभाषायां भ्रमन् संस्कृतभाषायां भाषायं भ्रमणम् इति हिन्दीभाषायां आंख् चक्षुः

अक्षि इति संस्कृतभाषायाम् इति वर्तते प्रायः समानमेव इति मम मतम्